मम प्रदेशे विद्यमानः प्रसिद्धः उत्सवः अस्ति ओणं सं सिंहमासे एतद् ओणम् उत्सवं वयम् आचरामः प्रातःकाले सर्वे उत्थाय सर्वजनाः मन्दिरं गत्वा तदनन्तरम् अस्माकं गृहपरिसरे विद्यमानानि विविधपुष्पाणि सर्वं स्वीकृत्य गृहस्य पुरतः पुष्परङ्गोलीः स्थापयति विविधरीत्या विविधवर्णः वर्णयुक्तानां पुष्पाणि स्वीकृत्य तत् स्थापयति तदनन्तरं माता भगिन्यः सर्वे मिलित्वा भोजनकार्याणि श्रद्धां करोति ओदनं तथा पञ्चदश अधिकं पञ्जदश पञ्च वा दश वा सर्वं स करि सर्वं निर्माणं करोति तदनन्तरम् प्रधानमेकं का भोजनवस्तु अस्ति बोळि तथा पायसं सर्वं तत् सर्वं स्वीकृत्य तदनन्तरं तदनन्तरं भोजनं सर्वं कृत्वा सायङ्काले वयम् ओणं क्रीडा इति किञ्चित् क्रीडाः सन्ति तत्सर्वं क्रीडामः